न केवलं भारते निरुद्योग समस्या विद्यते प्रपञ्चे सर्वत्र तादृश समस्या वर्ततेव भारते तावत् जनाः सर्वापेक्षा अधिकाः वर्तन्ते इत्यतः तत्र निरुद्योग समस्या प्रतिभाति नूतनतया उद्योगावकाशः प्राप्तव्यः किन्तु उद्योगस्स्तरः कः इति द्रष्टव्यः यद्यपि नगरप्रदेशे नानाविषयाणां प्रचाररूपेणापि उद्योगाः इदानीं प्राप्यमानः वर्तते ग्रामीणप्रदेशे अपि तादृश प्रचारादिकं अपेक्षितं एवं च तत्र विद्यमान कौशलविषये तत्र नगरेषु परिचयः यथा स्यात् तथा उद्योग निर्माणं कर्तुं शक्यते यद्यपि सर्वकारेण अधिक उद्योगावकाश कल्पनीयः इति यदस्ति तस्मिन् विषये मम तु सम्मतिः नास्ति कुतः इति चेत् सर्वेषाम् उद्योगप्राप्तिः सदा सर्वकारद्वारा एव भवेत् इति आशयः उत्तमः आशयः न भवति सर्वकारः उद्योग प्राप्तिविषये कौशलाभिवृद्धिं कुर्यात् कौशलं संप्राप्य सः यत्र कुत्रापि गच्छति चेत् तत्रापि सः उद्योगं प्राप्तुं शक्नोति अतः सर्वकारस्य प् प्रयत्नः सर्वदा भवति सर्वदा करोत्येव तथा कर्तव्यमपि कर्तव्यमेव किन्तु सर्वकारेण एव उद्योगाशास् उद्योगावकाशाः सर्वत्र तत्र यथा प्राप्तव्या तथा कर्तव्यः इति नास्ति तत्र शिक् शिक्षणप्रदानेन अथवा कौशलप्रदानेन तेषां तत्र स्वस् स्थाने स्व ते एव यथा स्थातुं शक्नुवन्ति तथा किमपि तत्र कौशलाभिवृद्धिकार्यं सर्वकारद्वारा सर्वदा कर्तव्यं भवति किञ्च उद्योगावकाशे तत्तत्प्रान्तीय समस्याः अथवा तत्र यद्यदपेक्षितं भवति तस्मिन् विषये तत्र उद्योगावशः उद्योगावकाशः प्राप्तव्यः भवति